मूल्याङ्कानां पुनश्च मुद्राणां सङ्ग्रहणे मम तथा अभिरुचिः नास्ति तथापि नाणकानां विशिष्टानां नाणकानां पुरातनानां नाणकानां सङ्ग्रहणे तु आसक्तिः महति यद्यपि वर्तते किन्तु अवसराः तथा न सन्ति कदाचित् यदा कदा यत्र कुत्रापि विशिष्टं नानकं पुरातनं पश्यामि चेत् तद् जागरूकतया स्थापयामि रक्षामि एवं रूपेण मया सङ्ग्रहः क्रियते ताम् पुरा अत्यन्तं पुरातनानां ताम्रनाणकानाम् अपि सङ्ग्रहः कृतः वर्तते

मूल्याङ्कानां तु तथा उपलब्धिः न भवति अतः सङ्ग्रहणार्थं तथा मया रुचिः तत्र न विधीयते